आं मया एकं लेखं पत्रं वा लिखितवती आसम् आसं तत् पत्रम् अहम् उपहाररूपेण लिखितवती तत् उपहारं तत् पत्रं मया मातामहीकृते लिखितम् आसीत् किमर्थम् इति चेत् तया बाल्यकालतः मां पाठितवती आसीत् सा पाठितवती आसीत् अतः ऋणनिर्देशार्थं मया तत् पत्रं लिखितमासीत् पाठनकाले ये ये प्रसङ्गाः आगतवन्तः तेषां ये ये मुख्याः आसन् ते प्रसङ्गाः ते प्रसङ्गाः अहं लेखरूपेण अथवा पत्ररूपेण तां लिखितवती आसम् यदि सा यदि सा तत् पत्रं पठितवती तदा तस्याः तस्याः नेत्रे तस्याः नेत्रे जलमये जाते तद् जलं दृष्ट्वा एव अहं ज्ञातवती यत् तत् पत्रं सम्यक् आसीत् इति